जि जि सन् कमलः अस्मि

नूतनं तु अहं न अहम् न तदहं नास्मि तत्र मम् तु तत्र अहं तु न्वय् नैव जानामि कुत्र चौर्यं जातम् सत्यं वदामि महोदयः अहं तथा कार्यं न करोमि अहं तु अहं गृहे एव बहूनि दिनानि जातानि गृहे एव अहम् अस्मि

तद् अहं न कृतवान् अहं बहुवारं वदामि अहं न कृतवान् अहं कथं करोमि अहम् ए अहम् एतादृशं कार्यं कदापि न कृतवान् इतः पूर्वम् अहं नैव करोमि तत्कार्यं भवन्तः किमर्थं किमर्थं ममोपरि भवन्तः किमर्थम् आक्षेपं कुर्वन्ति एवम् कथं जानन्ति भवन्तः कथं जानन्ति तत्र तत् तत्र किं प्रमाणमस्ति अहम् अय् अहमेव कृतवान् भवन्तः एव मम उपरि आक्षेपन्ति

तद्भवद्भिः सूचनां कथं प्राप्ता अहं कृतवान् एवम् अहं तु बहु दिनानि जातानि अहं गृहे एव अस्मि एतस्य प्रमाणम् अपि अस्ति बहवः जनाः अस्माकं ग्रामीयजनाः सन्ति ते अपि वक्तुं शक्नुवन्ति अहं बहु दिनानि जातानि गृहे एव अहमस्मि मम स्वास्थ्यमपि इदानीं सम्यक् नास्ति अहं कथम् एतादृशं चौर्यं करोमि भवन्तः कथं उक् वदन्ति अहमपि स् अहमपि सत्यम् एवं वदन् अस्मि सर् इदानीं भवन्तः यदि इच्छन्ति चेत् मम गृहे अपि गृहेऽपि आगन्तुं शक्नुवन्ति तत्र भवन्तः परिश्